हरिः ओम् भवतः सतीशः वा भवतः सतीशः वा भवतः कार् कार् ड्रैविङ्ग् ट्रेनिङ्ग् ददति इति श्रुतं मया

ह्म् ह्म् ह्म् मम नाम मेघना इति अहमत्र बन्नेगिडा अस्ति खलु हुब्लि मध्ये हा हा ततः काल् कुर्वन्ती अस्मि भवतः कुत्र वसन्ति

हा हा तत्र अस्ति वा इत्युक्ते इदानीं पूर्वमेव अस्माकं कार् ड्रैविङ्ग् अभवत् चेत् लैसेन्स् दापयन्ति वा किं किम् आवश्यकं लैसेन्स् कर्तुं ड्रैविङ्ग् न पठितवती परन्तु अन्यत्र पठनीयम् इति चिन्तयन्ती अस्मि इतः भवतः पाठयन्ति वा हा कति कति दिनं भवति ड्रैविङ्ग् पठितुम् एकमासे पठ पठामः वा पुनः अहम् अन्यत्र पृष्टवती कनिष्ठमपि त्रिमासाः आवश्यकम् इति उक्तवन्तः खलु हा एकमासे एव पाठयन्ति वा वयं मन्दमतयः भवामः चेत् भवितुं शक्यते खलु इत्युक्ते एकमासेषु अस्मभ्यं पठितुं न शक्तं चेत् पठितुं न शक्तं चेत् भवतः पुनः द्वि द्विमासं त्रिमासं पाठयन्ति खल पुनः तत् प्रति अधिकं धनं दातव्यं वा हा कति दातव्यं कति दातव्यं पञ्चसहस्रं हा भवतः एवं पेकेज् न कुर्वन्ति वा कति दिनं वा पठन्तु इति एवं

त्रिवारं तावदेव वा हा तथा इत्युक्ते एकमासे पठितुं न शक्यते खलु पुनः कदा पाठयन्ति प्रातः वा सायं वा

हा अस्तु पुनः लैसेन्स् अपि भवन्तः एव कृत्वा ददति वा पूर्णं पठित्वा अनन्तरम्

हा तद् प्रति डाक्युमेण्ट्स् इति भवन्ति खलु तत् किं किं दातव्यम् हा

तत् कुत्र दातव्यं भवतः कार्यालये दातव्यं वा हा आर् टि ओ इति आफीस् भवति वा हा इत्युक्ते तद् हा डिस्ट्रिक्ट् एवं जिल्लास्थलं भवति वा अथवा पुनः कुत्रापि दातुं शक्यते वा

हा तदेव सेण्टर् सर्वत्र भवति वा अथवा तालूकु प्लेस् एवं भवति वा तालूक् भवति वा ह इत्युक्ते अत्र हुब्लि म किं लेखनं भवति वा प्राक्टिकल् प्रायोगिकं भवति वा ह्म् हा विंशतिप्रश्नाः हा मल्टिपल् चाय्स् क्वश्चन्स् भवन्ति वा हा इत्युक्ते कथं भवन्ति गणकयन्त्रमाध्यमेन तद् कुत्र भवति भवता सहायं कुर्वन्ति वा इत्युक्ते आन्सर् ले लिखितुं सर्वम् हा ड्रैविङ्ग् प्रति भवता सहायं न कुर्वन्ति वा हा अन्येपि भवन्ति वा तत्र ह् हा इत्युक्ते पोस्ट् कुर्वन्ति वा हा पुनः तद् अप्लिकेशन् सर्वं स्थापनं भवति वा अप्लिकेशन् इति भवति खलु तथा लैसेन्स् अवश्यकम् इति अहम् अप्लिकेशन् स्थापनं भवति वा ह हा

कति दिनेषु आगच्छति अप्लिकेशन् संस्थाप्य अनन्तरं पुनः प्रायोगिकं दातव्यं वा हा प्रायोगिकं दत्वा अनन्तरम् अप्लिकेशन् स्थापनीयं वा अतः एकवासर अनन्तरम् आगच्छति हा ले लिखितपरीक्षानन्तरम् एकवासर अनन्तरं प्रायोगिकं भवति तस्य अनन्तरम् अप्लिकेशन् स्थापनीयं वा एकमासानन्तरम् अप्लिकेशन् स्थापनीयम् हा अस्तु हा हा अस्तु पुनः अहम् इदानीं किञ्चित् अहं पठन्ती अस्मि खलु इदानीं तद् डिग्री पठन्ती अस्मि अहम् अतः एक्साम् सन्ति एग्साम्स् समाप्य अनन्तरम् अहं भवतः कृते काल् करोमि परीक्षाः इदानीं द्वादशदिनाङ्कात् आरभन्ते षड् विषयाणि भवन्ति खलु तानि समापनम् इत्युक्ते अग्रिममासे दशमदिनाङ्के समाप्यन्ते तस्य अनन्तरं पुनः प्रायोगिकं भवति अहं बि एस् सि कुर्वन्ती अस्मि प्रायोगिकपरीक्षाः भवन्ति तानि हा ता तानि समापनम् इत्युक्ते कति विंशतिदिनानि नो चेत् पञ्चदशदिनानि वा भवन्ति तस्य अनन्तरम् एकमासः वा अथवा द्विमासः वा अस्माकं रजा भवति तदा अहं भवतः कृते काल् कृत्वा अहं किं जायिन् भवामि

हा अस्तु रजा भवति कलु तदा एव आगच्छामि पुनः कालेज् स्टार्ट् अबवत् पुनः तदा न शक्यते एकमासेषु एव पठितुं अहं प्रयत्नं करोमि हा अस्तु द धन्यवादः महोदय हा एतदेव मम दूरवाणीसङ्ख्या किमपि मम नाम मेघना इति नैव सर्वं ज्ञातम् अहं हा अस्तु करोमि अहं किमपि प्रश्नानि आसन् चेत् पुनः केपि मम सखी अपि एका करोमि इति वदन्ती अस्ति

हा द्वेपि मिलित्वा एव आगच्चामः वयं द्वे अपि बि एस् सि कुर्वन्ति स्मः हा आगच्छामः अस्तु महोदय राम् राम्